अहं तु कल्याणपुर्यां निवसामि बेङ्गलूरु इति तस्य अपरन्नाम अभिधेयं वर्तते अत्र तु बह्व्य वैद्यकीय वैद्यकीयव्यवस्था सन्ति चिकित्सालय चिकित्सालया अपि बहव सन्ति तत्र वैद्या अपि विविधेषू क्षेत्रेषु प्रवीणा सन्ति तत् तदर्थं तत्र व्यवस्था तत्र तन्त्राणि साधनानि च बहूनि उपलभ्यन्ते बहु उपयोगकरीणि उपयोगकराणि च वर्तन्ते अत मत्प्रान्त्ये तु वैद्यकीयव्यवस्था सम्यगेव अस्ति इति भासते तत्र कीदृश वै वैद्यव्यवस्या व्यवस्था उपलभ्यन्ते नाम तत्र विविधरोगार्थं विविधा चिकित्सा उपलभ्यन्ते ए एभ्य धनं न्यूनं भवति पुनश्च चिकित्सापि सम्यक् जायते एवं पुनश्च सामान्यजनानुकूलिन्य व्यवस्था का नाम तत्र सर्वकारीयेण सर्वकारीयचिकित्सालया स्थापिता तत्र एकस्मिन् नगरे नाम अस्मिन् नगरे तु प्रायश उपत्रिंश चिकि चिकित्सल चिकित्सालया सन्ति सर्वकारीयचिकित्सालयाः सन्ति एवं तत्र ब तत्र बहवो वैद्या अपि वरिवर्तन्ते अत तत्र वैद्यकीयव्यवस्था तु बहु सम्यक् वर्तते